युवकाः क्रीडायां भागं स्वीकर्तुं किं कुर्मः इत्युक्ते प्रथमं बाल्यावस्थायाम् एव तेषां किञ्चित् क्रीडां कृते मनः सिद्धं करणीयं भवति तथा यदा ते युवकाः भवन्ति तदा क्रीडन्तु इति वदामः चेत् तत्तु साध्यं नास्ति एव अतः यदा बालाः बालकाः ते यदा ते तेषां बालावस्थामध्ये एव किञ्चित् बालकाः तेषाम् क्रीडायाः कृते अभ्यासं स्वीकरणीयं सर्वदा वयम् अत्र म अत्र तु भारतदेशे तु सर्वदा अभ्यासः अभ्यासः अभ्यासः इति एव भवति अतः किञ्चित् अभ्यासं विहाय अभ्यासं विहाय क्रीडा अपि आवश्यकी इति भावना पालकानां मनसि आवश्यकम् अतः पालकान् किं करणीयम् इत्युक्ते यदा बालाः लघवः भवन्ति तदा एव अहं तु चिन्तयामि एकं द्वे वर्षद्वयात् आरभ्य ते किञ्चित् बहिः गत्वा तेषां तेषां वयस्काः ब तेषां वयस्काः एव भवन्ति चेत् ते बहु आनन्देन क्रीडन्ति वयं सर्वे जानीमः किम् इत्युक्ते मनुष्यः सदा सङ्घजीवी अस्ति अतः सङ्घजीवीबालाः अपि तथा सर्वदा अन्येषां सम्पर्के अन्येषां कम्पनीमध्ये भवितुम् इच्छन्ति अतः ते अपि तदा एव तेषां मनसि तथा लघ्व्यः लघ्व्यः क्रीडाः कारयितुं शक्यन्ते अनन्तरं क्रीडायां भागं ग्रहितुं तावत् प्रोत्साहनम् अस्माकं देशे नास्ति तत्तु सर्वे वयम् जानीमः एव केवलम् अभ्यासस्य विषये एव अस्माकं सर्वदा ध्यानं भवति अतः वयं तथा अनुकूलपरिस्थितिः तु अस्माकं देशे नास्ति इति भा भासते अनुकूलं वातावरणम् अपि बालानां कृते दातव्यम् अनुकूलवातावरणमपि तेषां कृते दातव्यं यदा वयम् अनुकूलं वातावरणं दद्मः ते सत्यं क्रीडन्ति एव ते जानन्ति एतद् उत्तमम् इति ते जानन्ति अतः वयं किं कुर्मः पालकाः पालकाः अनन्तरम् अन्यत् बहु महत्वं महत्वं विषयम् इत्युक्ते विद्यालयेषु विद्यालयेषु अपि शिक्षकाः के के सम्यक् क्रीडन्ति तेषां किञ्चित् यदा ते बालाः भवन्ति यदा ते विद्यालये भवन्ति तदा एव तेषाम् किञ्चित् प्रोत्साहनं दातव्यं तेषां कृते वक्तव्यं क्रीडास्पर्धा करणीया विद्यालयेषु क्रीडास्पर्धा कर्तुं शक्यते ये क्रीडामध्ये भागं गृह्णन्ति तेषां कृते किञ्चित् कन्सेशन् अपि दातुं शक्यते कन्सेशन् इत्युक्ते विद्यालयेषु किञ्चित् विलम्बेन आगच्छति चेत् चलति अभ्यासं करोतु इति शिक्षकाः तेषां कृते प्रोत्साहनं दातव्यम् इत्युक्ते पालकाः अनन्तरं शिक्षकाः सर्वे प्रोत्साहनं दातव्यं समाजे अपि किञ्चित् एतस्मिन् विषये विचिन्त्य कार्यं कर्तुं शक्यते